मम प्रदेशे अपराधं दुर्घटनां च आरक्षकाः सम्यक् एव निर्वहन्ति यदा दुर्घटनाधिकं भवति अनुपदमेव तत्र आरक्षकाः उपस्थिताः भवन्ति आधिक्येन अत्रतनीया आरक्षकाः सर्वदा जागरिताः क्रियाशीलाः अपि सन्ति दिनद्वयात् प्राक् मया दृष्टा घटना एव अस्ति तत्र एकत्र चौर्यं कृतम् आसीत् चोरितं सर्वं पञ्चघण्टाभ्यन्तरे एव पुनः अन्विष्य आनीतम् आसीत् इयं घटना श्लाघनीयम् इति मम अभिप्रायः जनानां संरक्षणार्थं आदौ जनानां मनसि संरक्षणाभावं उदेयुः मार्गेषु सी सी टी वी अपेक्षते सर्वकारतः महिलासबलीकरणार्थं अवश्यं किञ्चित् कार्याणि योजनीयानि जनेभ्यः अटनार्थं मनसि भीतिः यथा न स्यात् तथा आरक्षकाः व्यवह्रियते चेत् सर्वाणि सर्वापि सुरक्षिताः भवन्ति इति मम आशयः